विद्युत्प्रवाहस्य समस्याविषये अहं जानामि यत् अस्मिन् वर्षे सम्यक्तया वृष्टिः एव नागता अस्ति अतः तेन कारणेन जलं यावदावश्यकं तावद् नास्ति नाम ड्याम् इत्यादिकं मध्ये तावद् जलं नास्ति पुनश्च पार्श्वस्थराज्यानां कृतेऽपि जलं प्रेषयन्तस्सन्ति नाम तत्र पातुमपि जलं नास्ति इत्यतः कावेरीनद्याः जलं प्रेषयन्तस्सन्ति नाम तमिळ्नाडुराज्यस्य कृते इदानीं किं भवति इत्युक्ते अस्माकं कृते एव जलं नास्ति येन जलेन विद्युत् उत्पादनं क्रियते तत् जलमेव इदानीं सम्पूर्णतया ड्यां मध्ये नास्ति अतः विद्युत् उत्पादनमपि कर्तुं न शक्यते तेन अत्र अस्माकं ग्रामे नाम अस्माकं ग्रामे इत्युक्ते सर्वत्र ग्रामीणप्रदेशे ट्वेण्टि फ़ोर् अवर्स् विद्युत् न भवति तत्र लोड् शेड्डिङ्ग् कुर्वन्ति इदानीं शैत्यकाले एव एतादृशी परिस्थितिश्चेत् पुनः ग्रीष्मकाले या परिस्थितिः भवति का परिस्थितिः भवतीति ऊहितुमपि न शक्यते पुनश्च विद्युत् जलेन या विद्युत् उत्पाद्यते तदपेक्षया सौरविद्युतः उत्पादनं कुर्वन्ति चेत् तत् सम्यक् भवति वृष्टिः नास्ति चेदपि तेन सौरः किरणेन वयं विद्युत् स्वीकर्तुं नाम उत्पादयितुं शक्यते अतः तद्विषये वयं चिन्तनं करणीयं तादृशाः विचाराः वयं कुर्मश्चेत् नाम तद् क्रियान्वयनं कुर्मश्चेत् लोड् शेड्डिङ्ग् इत्यादिकं न भवति ट्वेण्टि फ़ोर् अवर्स् विद्युत्प्रवाहः लभ्यते तेन कृषिकार्यादिकं सुलभतया कर्तुं शक्यते इति मम अभिप्रायः